अहं कलाप्रदर्शिन्यां भागग्रहणं कृतं वर्तते यतः मम कृते कलाप्रदर्शिन्याम् इच्छा ते तासु नाट्यं

स्टेज् उपरि नटनं कर्तव्यं नाम महान् क्लेशः वर्तते परन्तु तत् अभीत्या भीतिं रहितं राहित्यं यदि वयं तत्र नाटकं कुर्मः तर्हि बहु सम्यक् भासते सा अपि एषा एका कला चतुष्षष्टिकलासु कलासु एका प्रसिद्दा कला नाम नाटककला यदि नाटकं कर्तव्यं तर्हि समीचीनतया अभ्यासं कर्तव्यं धैर्यम् अपेक्षितं पुनश्च सम्यक्तया ध्वनिः अपेक्षितः सम्यक्तया धारणाशक्तिः अपेक्षिता एतन् सर्वान् सङ्गृह्य सम्यक्तया कर्तव्यं कर्तुं कर्तुं चिन्तितवान् एवं रूपेण कृतवानपि च मया अस्माकं शालायां शालायां सम्यक्तया सम्यक्तया ब्रह्मराक्षसानां नाटकं कृतावन् कृतवान् तद् बहु आनन्दकरं बहु सन्तोषकम् अद्भुतरूपेण आगतं वर्तते एवं कलाप्रदर्शिन्यां भागग्रहणमपि एका कला

कार्यक्रमेषु भागग्रहणं कर्तव्यं यदि नाटकेषु नास्ति तेषां तेषां श्लोककथने वा कुत्रापि स्यात् अतः यदि येषां कर्तुम् इच्छा नास्ति ते सर्वे कर्तुं ये यत्नं कुर्वन्तु इच्छामपि सम्पादयन्तु